प्रधानमत्रित्व चतुर्दशाधिकद्विसहस्रे तमस्य वर्षस्य आगस्त् पञ्चदशे दिनाङ्के स्वातन्त्र्यदिवसस्य सम्बोधने प्रधानमन्त्रीजनधनयोजनायाः घोषणां राष्ट्रीयमिष मिषरूपेण वित्तसमावेषस्य रूपेण कृतवान् येन देशस्य सर्वेषां गृहेषु साधनसुविधासु सार्वभौमिकपरिचयः प्रधानं व्यापकवित्तियसमावेषः सुरथिः भवति तत्र काश्चन योजनानि सन्ति प्रधानमन्त्रीजीवनयोजना जीवनज्योतियोजना प्रधानमन्त्रीसुरक्षाभीमयोजना अटल् पेन्शन् योजना प्रधानमन्त्रीमुद्रायोजना पुनः स्टेण्डप् इण्डिया योजना प्रधानमन्त्रीमयबन्दनायोजना इत्यादयः